अहं स्वयमेव तरणाभ्यासां कृतवान् अन्यान् न कदापि पाठितवान् मम अभ्याससमये निमज्जनं समस्यः आसन् नद्यः वेगः न आसीत् कारणात् भीतिः न अनुभवम् किमर्थं जलं फैव् पञ्चाशत् फीट् प्रमाणम् एव आसीत् अहं धैर्येण तरणम् अभ्यासितवान् निमज्जनं समस्या आसीत् एव परन्तु जलम् अधः भूमौ गत्वा तत् उपरि आगतवान् तत् बहुवारं तत् अभवत् बट् धैर्येण अहम् अभ्यासं कृतवान्